भारतस्य अधिकृतभाषा इत्युक्ते भाषा राष्ट्रभाषा हिन्दी एव किन्तु हिन्दीभाषा तु बहु न राज्ये वदन्ति जनाः भ हिन्दीभाषा मुख्यभाषा अस्मिन् अस्माकं महाराष्ट्रे मराठीभाषा अस्ति किन्तु बङ्गालप्रान्ते बङ्गालीभाषा अस्ति सौथ् इति भागः आसीत् तत्र तु भिन्नभिन्न त्रीचतुर्भाषाः भिन्नभिन्नाः सन्ति तत् भाषा तु कठिना अपि इति अहं मन्ये य उत्तरप्रदेश् मध्यप्रदेश् तत्र हिन्दीभाषा एव प्रचलति ये जनाः उर्दू मुस्लिं प्रान्ते उर्दुभाषा चलति ब अन्याः भाषाः बहूनि सन्ति अस्माकं महाराष्ट्रप्रान्ते कोङ्कण् इति एकं भागमस्ति तत्र कोकणी इति भाषा प्रचलति भिन्नभिन्नभाषा महाराष्ट्रे तु भिन्नभिन्नभाषाः प्रचलन्ति प्र ग्रामे ग्रामे भाषा भिन्ना इति अस्ति भारतस्य भाषावैविध्यम् ए एतदेव अस्ति सर्वे जनाः स्वस्य गृहे स्वस्य भाषां वदन्ति किन्तु ते यदा एकं सर्वकारेण कार्यालयम् आगच्छति वा पाठशालायां छात्राः आगच्छन्ति ते सर्वे मिलित्वा हि हिन्दी वा मराठी एवं वदति किन्तु अधुना अङ्ग् अधुना न अस्माकं देशस्य स्वातन्त्र्यपूर्वकालतः अस्माकं भारतदेशे अङ्ग्रेजी इङ्ग्लिश् इति तु बहु दुष्टा भाषा आगता आगतवती तस्य बहु प्रभावः अस्ति छात्राणां कृते तद् बहु अस्माकं देशस्य कृते अहं मन्ये बहु घातकम् अस्ति अतः सर्वे जनाः स्वस्य मातृभाषा राष्ट्रभाषस्य प्रयोगः करे करोतु इति अहं सर्वान् आह्वयामि